आम् अस्माकं ग्रामे बहवः भजनामण्डल्यः सन्ति बालानां कृते युवकयुवतीनां कृते महिलानां कृते पुरुषानां कृते इति भिन्नभिन्नमण्डल्यः सन्ति ते सप्ताहे एकवारं द्विवारं वा अभ्यासः कुर्वन्ति तथा प्रतिदिनं देवालये भजनामन्दिरे मिलित्वा भजनां कुर्वन्ति तबला हार्मोनियं फ्लूट् तालम् इत्यादि वाद्यानां उपयोगः तत्र भवति